अद्य अहम् अगर्तलायम् अयोजितायं मेरथन् धावनप्रतियोगितायं नगरस्य अध्यापकेषु प्रथमं स्थानम् अधिगतः अस्माकं पूज्यानं कुलपतिवर्याणाम् अपरेशं च आचार्यानां वा वर्धापनं ग्रहितः धावने मे रुचिः तदर्थम् अहं यथाशक्यं प्रयत्नं करिष्यामि अन्येषु अपि क्रीडासु मदीया रुचिः वर्तते विनम्रताः एव मदीयः शक्तिः तमेव वर्धयतुं प्रयत्नं करिष्यामि आशासे यत् अहङ्कारस्य कर्मशः शायत्वत् शनैः शनैः जीवनधारणस्य लक्ष्यं प्रति भोधिपथं ग्राहितुं सक्षमः भविष्यामि